मया मम अनुजानां कृते तरणं अपाठयत् तस्मिन् समये तत्र बहवः क्लेशाः अपि आगतमासीत् यथा केचन जले जलस्य अन्ते गच्छति तस्मिन् समये वयं तत्र श्रद्धारूपेण भूत्वा तेभ्यः अवश्यं साहाय्यं करणीयं भवति यथा मम एकम् एकः अनुजः एकस्मिन् समये सः तरणं पठन्नासीत् तस्मिन् समये एकं बृहत् पुष्करिण्याम् आसीत् तीरे एव आसीत् तस्मिन् समये सः अन्ते गतवान् झटिति अहं तरणं कृत्वा तत्र गत्वा तान् तं स्वीकृत्य तरणं कृत्वा ती प्र तीरे आगतवान् तथापि सः किञ्चित् जलं झटिति पीतवान् जले पुष्करिण्याम् अतः तस्य उदरभागे सम्मर्दं दत्वा तस्य जलस्य बहिरागमनमपि करणीयमासीत् तदपि कृतवान् एवं तत्र यथा किमपि वा भवतु आदौ तत्र समस्याः भवन्त्येव ये तत् तरणं कृत्वा अग्रे गच्छन्ति ते एव तत्र जयं प्राप्नुवन्ति